नमस्ते

कुत्र भविष्यति महोदय विवाहः देहलि मध्ये

भवतः कृते कति अकेशन्स् अस्ति महोदय अकेशन्स् इत्युक्ते विवाहात् पूर्वम् अनन्तरम् प्रीवेड्डिङ्ग् शूट् इच्छति वा आम् पोष्ट् वेड्डिङ्ग् शूट् अपि आवश्यकम् वा गीतमपि इच्छन्ति वा गीतम् वधूवरौ मिलित्वा

सङ्गीतम् मेहेन्दी अस्ति वा महोदय

एतत् सर्वं मिलित्वा लक्षद्वयरूप्यकाणि पाकेज् रूपेण प्रीवेडिङ्ग् शूट् पोस्ट् वेडिङ्ग् शूट् एतयोः कृते वस्त्राणि आभरणानि वा भवन्तः एव भवति आनीतव्यम्

लोकेशन् अपि भवान् एव सूचितव्यम् तत्र के के व्ययः भवति तदपि भवतः एव आम्

किन्तु वयमपि तत्र आगन्तव्यम् प्रीवेडिङ्ग् शूट् पोस्ट् वेडिङ्ग् शूट् कुत्र इति भवान् चिन्तितवान् वा अस्तु महोदय धन्यवादः